हा आचार्यः प्रणामः जगदीशभट्टवर्यः खलु हा अहं नवीनः इति हा नवीनः इति आं तत्र भवतां विद्यालये कोपि उद्योगः अस्ति इति श्रुतं न्याय अध्यापकः अपेक्षितः इति शृतं तदर्थं तत्र आवेदयितुम् इच्छामि अहं अहं तु अत्रैव शृङ्गेर्यां शास्त्रिकक्ष्याम् अधीतवान् अनन्तरम् आचार्या अपि अधीतवान् गुरवः नवीनहोळ्ळवर्यः अन्ये शामसुन्दरभट्टवर्याः सन्ति अनन्तरं हा मधुसुदन् वर्याः अपि आसन् ग्रन्थः शास्त्रिस्थरे न्यायसिद्धान्तमुक्तावली पञ्चलक्षणी पक्षता अनुमितिप्रकरणम् इत्यादिग्रन्थाः

आमाम् आचार्यकक्षायाम् अवयवग्रन्थमधीतवान् अनन्तरं न्यायभाष्यं अनन्तरं हेत्वाभाससामान्यनिरुक्तिः व्युत्पत्तिवादः इत्यादिग्रन्थानपि अधीतवान् गदाधरभट्टाचार्यः न्यायभाष्यस्य कर्ता अस्ति वात्स्यायनः हा शोधकार्यम् इदानीं प्रचलति आचार्याः

अहं तु अग्रिमसप्ताहे एव तत्र आरम्भं कर्तुं शक्नोमि मम शास्त्रीस्थरे पञ्चाशीतिप्रतिशतम् अङ्काः सन्ति आचार्यस्थरे नवतिप्रतिशतमङ्काः आमामाचार्याः नेट् त्रिवारमुत्तीर्णवानस्मि आं तत्रैव आगत्य मिलामि आचार्याः

आमामां जानामि जानामि आमामागचार्यः तत्र आगच्छामि तत्रैव आगत्य मिलामि अहं आम् आमां अवश्यमवश्यं

अस्तु आचार्याः अवश्यं आमामां आमाम् आचार्याः अस्तु आमाम्